अहं वीडियो गेम्स् प्रत् विषये किमपि न जानामि पूर्वतनकाले वीडियो गेम्स् न भवति खलु तु क्रीडा आवश्यकी क्रीडाङ्गणे एव क्रीडा आवश्यकी अस्मदीयाः माता पिता टि दूरदर्शनमपि नास्ति वीडियो कुत्र आगच्छति तस्मात् कारणं वीडियो क्रीडा अहं वीडियो क्रीडाविषये अधिकं न जानामि इदानीम् मम पुत्र्याः पुत्री अस्ति सा सा अपि किञ्चित् वीडियो क्रीडति वीडियो क्रीडा क्रीडति अहं केवलं पश्यामि अधिकं न जानामि अग्रे वीडियो क्रीडा न भवति नेत्रचिकित्सा जनानां कृते आवश्यकी भवितुम् अर्हति तस्मात् कारणात् वीडियो क्रीडा अहम् न क्रीडामि अनन्तरम् अग्रे किमपि प्रेरणा दास्यामि किं विडियो क्रीडा इति क्रीडतु इति अधिका न